मया कृतं कष्टतमं चारणं नाम मेलुसुङ्कतः केलसुङ्क एतद् आगुम्बे समीपे तत्र हा आगुम्बे समीपे अस्ति आगुम्बेतः विंशतिः किलोमीटर् दूरे अस्ति एतद् मेल्सुङ्ख इति वदति मेल्सुङ्कतः केळसुङ्कपर्यन्तं चारणं केळसुङ्कतः मेल्सुङ्क गत्वा समये मार्गमपि सम्यक् नास्ति मार्गमध्ये वृक्षाः पतिताः कः अपि तत्र न गच्छति वयं पञ्चजनाः गतवन्तः क्लिष्टमभवत् किं किञ्चित् किं क्लिष्टम् इत्युक्ते किमर्थम् इत्युक्ते मार्गं सम्यक् नास्ति मार्गं कुत्र गन्तव्यं तत्र नेट्वर्क् अपि नास्ति तत्र जि पि एस् कृत्वा तत्र गन्तव्यमपि न शक्यते तदर्थम् अस्माकं कृते किञ्चित् क्लिष्टं क्लिष्टम् अभवत् वयं सम्पूर्णं कृत्वा आगतवन्तः बारतस्य जनप्रियचारणस्थानम् इत्युक्ते एकं कोडचाद्रि कोडच्चाद्रि होसनगरं तालूक शिव्मोग्गाजिल्लाम मध्ये अस्ति एतद् नगरम् अतः कोल्लूरुतः पञ्चविंशतिः किलोमीटर् अस्ति तत्र निट्टूरुतः कोड्चाद्रिपर्यन्तं गन्तुं तत्र मार्गमस्ति मार्गे बैक् यानं मूलकं तत्र गच्छति चेत् दश किलोमीटर् पर्यन्तं चारणं कर्तुं कर्तव्यं करणीयं तत्र जीप् यानम् अस्ति तत्र अस्ति अतः तत्र किञ्चित् क्लिष्टं भवति चेत् लोकयानं जीप् यानं मध्ये तत्र जलम् अपि ददाति

अपायः अभवत् चेत् फ़ोन् टेलिफ़ोन् दूरवाणी मोबैल् काल् करणीयमपि शक्यते तदर्थम् अत्युक्ते अत्युत्तमम् अन्यत् कुन्दाद्रि ए एतद् तीर्थळ्ळितः विंशतिः किलोमीटर् भविष्यति एतदपि अत्युत्तमः चारणप्रदेशः अन्यत् कार्कोड्लु मध्ये मेङ्गनीस् मैन्स् अस्ति एतदपि अपि अत्युत्तमचारणप्रदेशः अन्यत् हुलिकल् मध्ये हुलिकल् घाटि एतदपि चारणं कर्तुमपि सम्यक् अस्ति अन्यत् आगुम्बे घाटि एतदपि चारणं कर्तुं सम्यक् अस्ति एतत् सर्वं कर्नाटके शिवमोग्गाजिल्ला मध्ये अस्ति अन्यान्यत् इत्युक्ते च चन्द्रः चन्द्रद्रोणपर्वतः एतदपि कर्णाटकस्य अत्युत्तमः चारणप्रदेशः अन्यः उडुपि जिल्लामद्यमपि द्वयं सन्ति एतद् कर्नाटकस्य प्रमुखः चारणप्रदेशः